भारते भारतं चतुर्विधं विभक्तं कर्तुं शक्यते उत्तरभारतं दक्षिणभारतं पूर्वभारतम् एवं च पश्चिमभारतं तत्र पूर्वोत्तरभारते प्राकृतिकसौन्दर्यम् अधिकं भवति किमर्थं तत्र कारणम् अन्वेषणं कुर्मः चेत् अत्र जनजातिषु प्रकृतिप्रेम अधिकं भवति यथा अत्र चतुर्दशदेवतानां पूजायाः प्रचलन् प्रचलनमस्ति चतुर्दशदेवेषु प्रकृतिदेवः एकः अस्ति तत्तु जनजातीनां एकः मुख्यः उत्सवः भवति अत्र ते अरण्ये निवसतुं निवसितुम् अधिकम् इच्छन्ति यतो हि ते एवं चिन्तयन्ति अरण्यं देवः अस्ति देवी अस्ति अतः तत् कारणेन अत्र पर्यावरणम् अपि संरक्षितम् अस्ति वृक्षाणां आरोपणं ते कुर्वन्ति वृक्षाणां हननं न तु न कुर्वन्ति अतः प्रकृतिद्वारा अत्र प्राकृतिकसौन्दर्यम् अधिकमस्ति कृत्रिमसौन्दर्यभिन्नेषु भारतस्य अथवा देशविदेशस्य भिन्नेषु प्रान्तेषु कृत्रिम कृत्रिमसौन्दर्यसृष्टिः भवति किन्तु अस्माकं पूर्वोत्तरभारते प्राकृतिकपर्यावरणं संरक्षितम् अस्ति तेन किं भवति जनेषु व्याधीनां स्वल्पता भवति प्राणवायोः प्राचुर्यम् अस्ति पर्यावरणं दूषितं नास्ति

षड्विधऋतूनां प्रभावं स्पष्टतया द्रष्टुं शक्यते यथा वर्षाऋतौ अद् आधिक्येन वर्षा भवति ग्रीष्मऋतौ उष्णता भवति शरद्ऋतौ वर्ष वर्षायाः हासः भवति किञ्च प्रकृतिः हरितवर्णा भवति एवं हेमन्तऋतौ तथा हरितवर्णस्य प्रभावम् एवं शैत्यस्य आगमनं भवति पुनः सी शैत्यकाले शैत्यस्य प्रभावम् आधिक्येन भवति एवं वसन्तकाले प्रकितं प्रकृतिः मनोरमा भवति अतः अत्र जनेषु स्वच्छन्दम् आनदं स्वयमेव प्राप्नुवन्ति ऋतुपरिवर्तनद्वारा अतः आर्थिकस्थितिः सामाजिकस्थितिः सर्वं ऋतुपरिवर्तनेन साकं स्पष्टतया द्रष्टुं शक्यते